यात्रायां तु कष्टाणि न्यूनिकर्तुम् इति पश्यामः चेत् प्रथमम् एकं तु मम मया सह यद् नीयते लग्गेज् इति वदामः पेटिका तस्य सुव्यवस्थितां एकां पेटिकां तु नयामि यावश्शक्यं तावत् उन्नयनस्य आवश्यकता यथा न भवति तथा अहं किञ्चित् रोलिङ्ग टैप् ट्रालि इति वयं वदामः तस्य उपयोगं करोमि अल्पमात्रेण किञ्चित् उन्नयनं भवति अन्यथा वयम् आकृश्य गन्तुं शक्नुमः इति एकम् अनन्तरं तु द्वितीयं सुखदायकमिति पश्यामः चेत् प्रायशः रेल्यानस्य ततोऽपि सौकर्यं च विमानयानस्य अनन्तरं कुत्रापि अवतरामः तत्रपि कार्यानस्य उपयोगं दृष्ट्वा प्रायशः अहं योजनां कृत्वा एव गृहतः प्रस्थानं करोमि